कृषि कार्यं ये ये ग्रामे निवसन्ति तेषां सर्वेषां करणीयं अस्ति किमर्थम् इति कारणात् सम्मक् षष्षानि प्राप्स्यन्ति तस्य परिवारस्य पालनार्थं अपि कृषिकार्यं सम्यकस्ति धनम् अपि आगच्छति किमपि कुत्रापि कार्यम् उद्योगं न प्राप्यति चेत् तत् एव सहजेन कृषिकार्यं कर्तुं सः शक्यते